नमस्ते

भवत्याः नाम किम् सुबोधा हा अस्ति अस्ति भवत्याः अवेदनपत्रिका अत्रैव अस्ति अस्तु इदानीं भवती किं किम् अधीतवती हा अनन्तरं शिक्षाशास्त्री बि एड् किमपि समापितवती वा हा शक्यते यतः अस्माकं महाविद्यालयः अस्ति बि एड् अनिवार्यता नास्ति भवती कर्तुं शक्नोति एतावत् पूर्वं कुत्रापि कार्यं कृतवती वा भवती नाम शिक्षणं समाप्य ऐदम्प्राथम्येन भवती अस्माकं विद्यालयम् आगन्तुम् इच्छति हा अस्तु अस्तु कियत् पर्यन्तं नाम कियन्तं समयम् अत्र स्थास्यति भवती एकं वर्षं वर्षद्वयं वर्षत्रयं किमपि तथा अस्ति वा

अस्तु अस्तु अस्तु कीयत् ह्म् अत्र संस्कृतछात्राः तु प्रत्येकं कक्षाम् आ एकः विभागः संस्कृतस्य एव अस्ति इत्युक्ते पञ्चविंशतिः छात्राः कस्मिंश्चित् विभागे भवन्ति आहत्य भवत्याः सप्ताहे अष्टादश अवधयः भवन्ति अस्माकं शालायाः केचननियमाः भवन्ति प्रातः नववादने आगन्तव्यम् सायं पञ्चवादनपर्यन्तम् शालायाम् एव तिष्ठेत् एवं नियमाः भवन्ति ह्म् मध्याह्ने एकघण्टात्मकः विरामः भवति भवती तस्मिन् समये भोजनादिकं कृत्वा किञ्चित् विश्राममपि विश्रान्तिमपि स्वीकर्तुं शक्नोति ह्म् कियत् वेतनम् इच्छति हा अस्तु प्रयत्नं कुर्मः भवत्याः सम्भाषणेन वयं सन्तुष्टाः अहम् अस्माकं मेलने तत् पृष्ट्वा अनन्तरं भवतीं पुनः सम्पर्कं करोमि भवत्याः सम्पर्कं करोमि धन्यवादाः